हरिः ओं महोदयः नमस्ते अहं सोहनमस्मि महोदयः भवतः आपणात् यत् मया पम्प् नीतमासीत् जलयन्त्रं होन् होण्डा पम्प् अस्ति महोदयः तत् तत् मया कूपात् जलं निश्कासितुं नियुक्तमासीत् परम् अधुना परं मासम् एकं तु बहु शोभन शोभनरूपेण चलति स्म परम् अधुना किं भवति जलं न आगच्छति किञ्चिदिव चलति पुनः तत्र ततः निरुद्धं भवति कथमेवं भवति महोदयः अहं महोदयः अहं तु अधुना मेणसेनगरे एव तिष्ठामि तत्र मम गृहं भवान् मया सह चलति चेत् अहं दर्शयिष्यामि महोदयः एवं मन्ये अहं विद्युतः यत् ऊर्जा भवति तद् न्यूनं भवति चेत् एवं भवतीति कथयन्ति केचन तर्हि सा समस्या अपि भवेत् एवम् अहं मन्ये आं सर् आम् आम् एवं यदा मध्येपि विद्युत् गच्छति मया चालितम् इति मन्यतां पुनः यदा मघ्ये विद्युतः न्यूनं भवति तदा सः स्वयमेव निरुद्धं भवति आं सर् म् आम् अहं गृहे एव तिष्ठामि महोदयः यदि अहमपि न भवामि तर्हि मम पुत्रः केशवः अस्ति तत्र तत् हा ते तम् अहं वदामि यान्त्रिकः आगच्छति तं नीत्वा दर्शयतु इति तत्र सौकर्यं भविष्याति अन्यद् भवान् किञ्चिद् तस्य सम्यक् करिष्यत चेद् यन्त्रं सम्यक् करोति चेत् अहम् उपकृतः भवामि महोदयः आम् अवश्यं महोदयः धन्यवादः महोदयः भवान् दशवादने आगच्छति खलु

आम् अहं न भवामि चेत् मम पुत्रः अवश्यमेव भवति महोदयः आं महोदयः धन्यवादः महोदयः आम् आं नमो नमः महोदयः